नमस्ते भगिनि कथम् अस्ति भवती अस्तु बाढं भवती अहम् अपि सम्यक् अस्मि भवती मम कृते उष्णं चायं ददातु उष्णं कृतं तर्हि पूर्वं निर्मितम् हा अस्तु तर्हि ददातु भवती तु सर्वदा एवमेव वदति अस्तु धन्यवादः भवत्याः पार्श्वे बिस्कुटम् ए बिस्कुट् समोसा कटोरी इत्यादिकं किमपि वर्तते किम् अस्तु समोसा एवं बिस्किट् च आनय किं वदामि गृहे तु सर्वं सम्यक् एव अस्ति परन्तु अस्माकं विभागे इदानीं शिक्षाशास्त्रीविभागे सूक्ष्मशिक्षणं प्रचलति प्रतिदिनम् एकमेकं कौशलस्य अभ्यासम् अभ्यासं वयं कुर्मः अन्य अन्य अध्यापकः आयाति एवं भिन्नानि भिन्नानि निर्देशानि दत्वा मूल्याङ्कनं करोति भिन्ननिर्देशाः भिन्न अध्यापकाः अतः बहुक्लेशः क्लेशदायकम् अस्ति सूक्ष्मं सूक्ष्मं सूक्ष्मशिक्षणम् भवति किमपि शिक्षाशास्त्रीविभागे कार्यं भवति त्यजतु तत् भवती वद् वदतु भवत्याः गृहे सर्वं कुशलं वा अस्तु धनस्य आवश्यकता अस्ति भवत्याः पतिः अपि अस्ति सः न करोति किमपि

अस्तु इदानीं भोजनस्य समयः समाप्ताति अतः अहं तु गच्छामि यदि मया करणीयं किमपि कार्यम् अस्ति तर्हि मां सूचयतु अहं सहायतां करिष्यामि अस्तु भगिनि धन्यवादः